तव प्रदेशे कलाकृतीनां क्रयणं विक्रयणं च कर्तुं कश्चन मञ्चः अस्ति व तद्विषये वद मम प्रदेशे कलाकृतीनां क्रयणम् अथवा विक्रयणम् एवं तादृशः कोऽपि मञ्चः नास्ति किन्तु वयं जात्रामहोत्सवे किञ्चित् द्रष्टुं शक्नुमः तत्रापि कलाकृतिः साक्षातिति वक्तुं न शक्यते एवमेव लघु लघु ताः तस्मिन् काले यथा आसीत् कलाकृतिः तथा न लोपः नोपलभ्यते न नोपलभ्यते नोपलभ्यते किन्तु किञ्चित् विभिन्ना स्यात् किमपि आधुनिककाले किञ्चित् तद् इदं मिश्रणं तत्वं कृतं कलाकृतिः लभ्यते क्रयणं विक्रयणं क्रयणं तु कुर्वन्ति विक्रयणं विक्रयणं च कुर्वन्ति क्रयणमपि किं कुर्वन्ति किन्तु आधुनिककाले केऽपि तथा स्वीकर्तुं नेच्छन्ति न केवलं देवालयेषु तद् कलाकृति द्रष्टुं शक्नुमः वयं तत्र तु बहु समीचीनं कलाकृतिः द्रष्टुं शक्नुमः बहु अत्यद्भुतं भवति मनोहरं च दृश्यते तादृशं क्रयणं विक्रयणं तादृशः व्यापारः अत्र कुत्रापि अधुना नोपलभ्यते ये ये केवलं देवालयं निर्मातुम् इच्छन्ति ते एतेषां कार्यं कुर्युः इति मे भाति पुनः तद्विषये इतोऽपि तावदेव वर्तते